हलो नमस्ते सर् इदानीं किमपि नास्ति महोदय यद् नूतनतया अत्र अस्माकं विद्यापीठे छात्रावासे नूतनतया प्रविष्टाः छात्राः तर्हि ते सर्वेऽपि पृच्छन्तस्सन्ति कदा अस्माकम् ऐडि कार्ड् प्रयच्छन्ति इति एव एवम् किं महोदय छात्राः अस्मान् तर्जयन्तस्सन्ति इतः पूर्वं तु एकमासस्य एव स्वीकृतम् इदानीं मासचतुष्टयस्य एव एकदा एव स्वीकुर्वन्तस्सन्ति तथा ऐडि कार्ड् किमपि न यच्छन्ति इति वदन्ति हां महोदय इदानीं प्राक्शास्त्रीमध्ये छात्राः प्रविष्टास्सन्ति तर्हि ते प्रतिदिनं भोजनार्थं गच्छन्ति तत्र कश्चन उपविश्यति द्वास्थः कश्चन नाम सः पृच्छन्नस्ति ना भवतां सङ्ख्यां यच्छन्तु आदौ वदन्तु वदन्तु इति असकृत् पृच्छन्तस्सन्ति ते आगत्य पुनः अस्मान् पृच्छन्ति तर्हि किं वक्तव्यम् एवम् पुनः महोदय ये पाककार्यं कुर्वन्ति ये पाककार्यं ये कुर्वन्ति पाचकाः ते ते अपि किमपि पीत्वा आगच्छन्तस्सन्ति इति छात्राः वदन्ति तैः तत्र किं कर्तव्यं वार्डन्महोदयानां सविधे किञ्चित् सूचितं चेदपि सः किमपि न कुर्वन्नस्ति किं कर्तव्यं महोदय हामामां महोदय सायङ्काले सायङ्कालभोजनावसरे एवम् एवं परिवेषणायापि पूर्वं छात्राणां चयनमासीत् इदानीं तत् किमपि नास्ति ते स्वयमुपविश्य किमपि तर्जयन्तस्सन्ति एवं महोदय पूर्वं नाम किं कृतम् आसीत् गतमासे इदानीं द्वौ छात्रौ यदि परिवेषणाय नियुक्तौ आस्तां पूर्वं स्थितिः कीदृशी आसीदित्युक्तौ ये परिवेषणं कुर्वन्ति तेषां किञ्चित् नाम मेस्बिल्मध्ये कन्सिशन् इति वदामः खलु महोदय तत् किमपि अस्ति किञ्चित् तद् इदानीं तस्य पालनमेव न कुर्वन्ति इति पुनः ते पुनः ते यच्छन्तस्सन्ति कम्प्लेण्ट् तस्मिन् विषये अपि अस्माभिः दृष्टिः प्रसारणीया महोदय कथञ्चित् सा समस्या वारणीया च एवम् यथा क्लेशः ते नानुभवेयुः तथा व्यवस्थां किञ्चित् कल्पयन्तु एवम् एवं महोदय अस्तु अस्तु महोदय अस्तु अस्तु मह् अस्तु महोदय रां रां रां रां महोदय आं रां राम्